भारते बहवः प्रेक्षणियानि स्थानानि सन्ति अत्र बहूनि अवश्यं गन्तव्यानि स्थानानि अपि सन्ति काः इत्युक्ते उडुपि मैसुरु हम्पि मुरुडेश्वरदेवालयः बहूनि स्थानानि सन्ति अत्र उडुप्याम् अष्टमठाः सन्ति तथा भगवान् श्रीकृष्णपरमात्मदेवालयः अस्ति तथा अनन्तेश्वरदेवालयः तथा चन्द्रमौळीश्वरदेवालयोपि उडपि क्षेत्रे दृष्टुं शक्यते ततः उडपिनगरसमीपे विद्यमानस्य मल्पे इति एकं बीच् दृष्टुं शक्यते अनन्तरं मैसूरु मैसुर्यां मनोहराणि राजभवनम् अस्ति तत् अत्यन्तविषालभवनं तत्र भवने पूर्वस्मिन् काले राजानाम् आयुधादिकं दृष्टुं शक्यते अनन्तरं चामुण्डेश्वर्याः मा मनोहरदेवालयोपि द्रष्टुं शक्यते तत्र नवरात्र्याः महोत्स्वं द्रष्टुं देव देशविदेशिकाः अगच्छन्ति तस्मिन् महोत्सवे मनोहराणि दृष्यानि द्रष्टुमानन्दो जायते मैसूरुनगरं स्वछन्दनगरम् इति वक्तुं शक्यते हम्प्याम् अनेकानि इतिहाससम्बन्धिनि शिल्पचित्राणि च द्रष्टुं सर्वे शक्नुवन् शक्नुवन्ति